अवश्यं क्रीडाकाल सन्तोषकाल एव तत्र शालायां वा गृहे वा स्वकार्यस्थाने वा यत्र क्वापि दु खं वा क्लेशः वा यः कोपि भवतु तत् यदा तत्सर्वं मनसि वर्तते चेदपि यदि क्रीडास्थानम् आगच्छाम तर्हिः ते सर्वेपि क्लेशाः निर्गताः भवन्ति यतः मनः एक एकत्रैव एकाग्रं भवति अतः अन्येषां चिन्तनं न भवति क्लेशादिकं जायते चेदपि क्लेश क्लेशादिकं आसीत् इत्यादि विषयाः न स्मर्यन्ते तदा अतः क्रीडायाम् एव आनन्दं वयं प्रा प्राप्नुमः एवं क्रीडाकालः अत्यन्तं सन्तोषकालः इति वक्तुं शक्यते एवम् उग्निता उद्विग्नतानिवारणारणाय क्रीडा जनेभ्य अपेक्षिता एव यथा क्रीडा क्रीडनेन एवं क्रीडा दर्शनेनापि जय कुत्र भवति अस्य पक्षस्य भवति वा अस्य पक्षस्य कृते भवति वा इत्यादि कुतूहलजननविषय विषय क्रीडा इति वक्तुं शक्यते अत क्रीडाकाल सन्तोषकाल एव